हा वदन्तु अहं नवीनः इति ग्रामीणः एन् जि ओ स्थापितमिति श्रुतवान् हा तत्र मम ग्रामे हा इति हा वदन्तु

हा हा हा मम मम ग्रामे मम ग्रामे विद्यालयः हा अस्तु अहं वदामि मम ग्रामे विद्यालयः वर्तते किन्तु शिक्षकाः छात्राश्च न वर्तन्ते अपि च विद् आरोग्यालयमपि वर्तते हा हा हा विद्यालयः स्थापनीयः अपि च अत्र कण्णडा भाषायां शिक्षणं भवति आङ्ग्लमाध्यमेन शिक्षणं नास्ति अपि च आरोग्यालयमपि स्थापनीयं वर्तते आरोग्यालयं बिल्डिङ्ग् वर्तते वर्तते किन्तु आरोग्यालयं तदपि स्थापनीयं वर्तते प्राचीनं वर्तते वैद्याः न सन्ति हा हा प्राचीनं वर्तते ऋग्णाः सन्ति किन्तु वैद्याः न सन्ति इत्यतः बहु क्लेषः अस्माकं ग्रामे भवद्भिः किं क्रियते

हा सत्यम् यदि ते आगच्छन्ति

यदि ते तैः ग्रामनिवासः इष्यते अस्माकं ग्रामे निवासार्थम् अवकाशः वर्तते किमपि क्लेषः न न वर्तते अतः नगरात् यदि आगच्छन्ति तथापि क्लेषः नास्ति अतः वैद्याः शिक्षकाश्च यदि आगच्छेयुः

हा हा हा हा अपि च भवद्भिः किं क्रियते इतोऽपि किमपि वर्तते वा योजना किमपि नूतनं न अन्यत् किमपि योजना भवद्भिः आयोजिता वा इति हा सत्यं सत्यं हा एवं वा हा तत् सर्वं सम्यक् भवतीति अस्तु महोदय पुनर्मिलामः अस्तु अस्तु